मम गा ग्रामः वर्तते बदामि तत्र प्रवासः प्रवासं ये कुर्वन्ति ते अधिकाः आगच्छन्ति तत्र आगताः वाहनानि वाहनार्थं स्थानं नास्ति नाम तत्र वाहनं स्थापयितुं सम्यक्तया स्थानं नास्ति अतः कष्टम् अनुभवन्ति पुनः तत्र आतपः बहु वर्तते जलसमस्यापि अस्ति पुनः वानरस्य वानरस्यापि समस्या अस्ति अतः तस्मात् कारणात् वानरस्य समस्या अस्तीत्यतः ते बहु कष्टम् अनुभवन्ति किमर्थं नाम ये प्रवासिनः आगच्छन्ति पर्यटकाः ते खादनार्थं बहूनि पदार्थानि आनयन्ति पुनः यद् खादन्ति अवशिष्टं सर्वं तत्रैव त्यक्त्वा गच्छन्ति तम् आहारं भोक्तुं वानराः सर्वे वा सर्वे वानराः आगच्छन्ति आगत्य तत्रैव वासं कुर्वन्ति तस्मिन् प्रदेशे बदामिप्रदेशे अतः ये ये पर्यटकाः आगच्छन्ति ते तं कष्टम् अनुभवन्ति पुनः तत्र प्रवासस्थानं वर्तते बदामि तत् सर्वं शिलेन वा युक्तं वर्तते अतः तं गन्तुं तं पर्यटनार्थं बहुसमयः अपेक्षितः भवति अतः कष्टम् अनुभवन्ति पुनः तत्र बहूनि व्यवस्थानि नैव कृतवन्तः